अहं पटेल् ब्रदस् इति आपणतः स्टेशनरि किट्ट् स्वीकृतवती नट्राज् स्टेशनरि किट् स्वीकृतवती ब तद् बहु सम्यक् अस्ति एकम् एका लेखनी अस्ति एका अङ्कनी अस्ति मापिका अस्ति तत्सर्वं बहु सुन्दरम् अस्ति बहु सम्यक् अस्ति